लेखनं मनोरथरूपेण अपि अस्ति व्यावसायिकतया अपि अस्ति द्वयमपि लिखामि मम वैयक्तिकव्यावसायिकपदोन्नत्यर्तम् अपि पुस्तकानि अहं लिखितवानस्मि तथैव सामान्यरूपेण लेखनानि अपि लिखितवानस्मि प्रायः मम लेखनं सर्वम् अपि संस्कृतभाषायाम् एव वर्तते लेखनस्य अभ्यासःतादृशरूपेणापि अस्ति प्रवृत्तिरूपेण मनोरञ्जनार्थम् अपि मम आनन्दार्थं पठितॄणाम् आनन्दाय न मम आनन्दार्थमपि लिखामि प्रतिदिनं न्यूनातिन्यूनम् एकं श्लोकं लिखाम्यहं तथा वक्तव्यञ्चेत् यद् ट्विटरस्ति ट्विटर् मध्ये मोदिवर्यः यत् ट्वीट् करोति तस्य संस्कृतश्लोकरूपेण अनुवादं प्रायः एकवर्षादारभ्य प्रतिदिनं कुर्वन्नस्मि सामान्यतः अहं रात्रौ एव लिखामि रात्रौ भोजनानन्तरं विलम्बेन शयनं करोमि अतः रात्रौ एव लिखामि उपविश्य लेखनार्थं स्थानं विशिष्टं स्थानम् अस्ति मम स्टडि टेबल् इति अध्ययन पेट् पेटिका उत्पीटिका अस्ति तथापि कदाचित् पृथग् मम गृहे अन्यत्र उपविश्य अहं लिखामि मम कार्यक्षेत्रे विद्यालेये तु मम स्थानमस्ति तत्रापि उपविश्य लिखामि लेखनं मम सामान्य अभ्यासः इदानीन्तनकाले लेखनं पेन् द्वारा न चलति मम मोबैल् मध्ये एव साक्षात् टैप् करोमि अतः मोबैल् मध्ये एव सर्वं लिखामि